इदानीमहं मह्यम् एकं वस्त्रम् अपेक्षते अहं किं कृतवान् इत्युक्ते वस्त्रम् आर्डर् कृतवान् कुत्र अमेज़ान्द्वारा अहं मदीष्टं वस्त्रम् आडर् कृतवान् अस्मि इदानीं तद् वस्त्रम् आगतं कुत्र आगतं यत्र अहं वसामि अड्रस् सर्वं दत्तवान् आसं विलासं सर्वं इदानीम् अड्रस् आगतम् अस्तु आगतम् अहम् ओपन् कृत्वा उद्घाट्य दर्शकं दृष्टवान् ओ एतत् सम्यक् अस्ति मम वस्त्रं यदा अहम् इष्टवान् आसं तथैव वस्त्रं तथैव आगतं कल्लरपि न चेञ्ज् जातं पुनः क्वालिटि अपि न चेञ्ज् अस्ति न सैस् अपि न चेञ्ज् अस्ति यथा अहं दत्तवान् आसं तथैव वस्त्रम् आगतम् अस्ति अस्तु इति समीचीनरीत्या यः आगतवान् आसीत् मम प्रकोष्ठस्य पुरतः तस्मै अहम् तत्रैव उद्घाट्य दृष्टवान् अतः तस्मै उक्तवान् ये बहु समीचीनमस्ति यदा अहम् आर्डर् कृतवान् आसं तदैव आगतम् अस्ति बहु समीचीनमस्ति इति उक्त्वा तस्य कृते अहं धनं दत्तवान् यत् धनम् आसीत् मूल्यमासीत् तत् वस्त्रस्य अहं तद् धनं दत्तवान् पुनः यदि वयम् अन्तर्जालेन वयम् यदि ग्रि क्रीणीमः तर्हि धनमपि मूल्यं धनं न्यूनं भवति यथा इदानीं ड्रस् पञ्चशतं इति भवति चिन्तयन्तु आन्लैन्द्वारा वयं टू फिफ्टिमध्ये एव वयं क्रेतुं शक्नुमः एवं रीत्या अहम् आर्डर् कृतवानासं वस्त्रं वस्त्रम् अपि आगतम् तद् वस्त्रस्य मौल्यं यदासीत् तत् दत्तवान् पुनः तस्य कृते प्रशंसां दत्वा तं ततः प्रेषितवान् धन्यवादः इत्युक्तवान् सः मम धनं नीतवान्